हरि ओं कथमस्ति भोः हा अहमपि सम्यक् अस्मि मम गृहे अद्य मम बान्धवाः पञ्चजनाः आगताः अहं किमपि स्पेषल् करोमि इति चिन्तितवती परन्तु गेसेव नास्ति इत्युके भवत्याः गृहे समीपे एकं रेस्टोरेण्ट् अस्ति खलु तत्र आहारं सम्यक् अस्ति वा किम् अहं तत्र ओर्डर् कर्तुं शक्नोमि वा अहं फ्रै़ड् रैस् रोटि पन्नीर् मसाला गोबिमञ्चूरि जूस् स्वीकरोमि इति चिन्तितवती तत्र मौल्यं कथमस्ति न्यूनमस्ति वा ते शीघ्रं पार्सल् प्रेषयन्ति वा कति समये स्वीकुर्वन्ति सा अहम् ओर्डर् कर्तुम् करोमि चिन्ता नास्ति खलु अत्र सम्यक् अस्ति चेत् अनन्तरं मम पुत्रस्य जन्मदिने अपि ततः पूरिका अन्नं सारं पल्यं मश्रूम् मसाला पायसं मधुरं सर्वमपि ततः एव ओर्डर् करोमि अस्तु वा अस्तु भोः बहु धन्यवादाः अत्र मौल्यमपि न्यूनमस्ति आहारमपि सम्यक् अस्ति इति भवति उक्तवती अहम् आवश् अवश्यं प्रयत्नं करोमि धन्यवादः